नमो नमः आमां रुविनृत्यशाला प्रणामः प्रणामः भवत्याः नाम किम् भवती कुतः एवं वा भवती किं नृत्यं पठितुमिच्छति अस्माकं विद्यालये भरतनाट्यं कथक् मणिपुरी इत्यादि पाठ्यते भवती किं पठितुमिच्छति अस्तु अस्तु शृणोतु अहं वदामि भरतनाट्यं तमिल्नाडुराज्यस्य नृत्यशैली अस्ति भरतमुनिद्वारा नाट्यशास्त्रं तथा नन्दिकेश्वरः अविनयदर्पणस्य भारतनाट्यमूलस्रोतः इति उच्यते अस्मिन् नृत्यनिर्देशने भावं रागं तालम् इति तिस्रः कलाः समाविष्टाः सन्ति भतः भावं रतः रागं ततः तालम् उपहितः अतः एव भरतनाट्यम् इति नाम्नः अस्तित्वं प्राप्तं भरतनाट्यं प्राचीनतमनृत्यं मन्यते एतत् नित्यं तमिल्नाडुदेशे देवदासीभिः विकसितम् प्रसारितं च भरतनाट्यमिति नृत्यशैली रचयिता भरतमुनिः इति वर्षत्रये सम्पूर्णतया समाप्यते सप्ताहे कक्षाचतुष्टयं भविष्यति अस्तु अस्तु अवश्यम् आगच्छतु भवती आगच्छतु आदौ अनन्तरं पश्यामः राम राम् श्वः मिलामः प्रणामः प्रणामः प्रणामः